नमस्ते

आं शाम्भवी मोबैल् शाप् अस् अस्ति वदतु

किं दोषः आगतम् आगतः

हो एकवारम् अस्माकम् आपणे आगच्छतु वयं पश्यामः किं समस्या वर्तते समस्या तु बहु बहु अस्ति आम् आं मया श्रुतं भवतः समस्या मया ज्ञाता मया ज्ञायते यद् भवतः पोन् बहु नष्टं जातं यदि तस्य रिपैर् कुर्मः चेत् तर्हि बहु धनं व्ययं भवति अतः भवान् नूतनं नूतनं मोबैल् स्वीकरोतु इति अहं वदामि हा यदि तस्य रिपेर् तु वयं कुर्मः परन्तु तत् तत्रापि फ़ैव् पञ्चसहस्रं वा भवतु सिक्स् सहस्रं वा भवतु धनं गच्छति भवतः तदपेक्षया नूतनम् एव क्रीणातु भवान् तदा भवतः कृते अपि बह्व्यः नूतनजङ्गमजङ्गमवाण्यः अत्र वर्तन्ते भवान् अत्र मोटोरोला अस्ति ओप्पो अस्ति तथा च रियल्मि अस्ति बहवः मोबैल् फ़ोन्स् अस्ति एकम् अस्ति एकं मोबैल् अस्ति मोटोरोला सिक्जि फ़िफ़्टि फ़ोर् तत्र बहु सम्यक् अस्ति तस्य मूल्यमपि मूल्यमपि बजेट् मध्ये भवति तथा च तत्र बहु फ़ङ्क्शन्स् अपि भवन्ति यता दोसौछप्पञ्जीबि तत्र रोम् अस्ति ह दोसौछप्पञ्जीबि तत्र ह रेम् तत्र तत्र रेम् ट्वेल्व् जिबि रेम् अस्ति द्वादशजीबि रेम् अस्ति तथा च दोसचप्पञ्जीबि तत्र रोम् अपि वर्तते यदा भवान् तस्य प्रयोगं करोति चेत् तदा सम्यक्तया भवति किमपि तत्र बहिः बहिः तः तत्र स्टोरेज् न स्थापनीयं भवति ब बहु स्टोरेज् वर्तते तत्र तथा च तस्य केमर अपि सम्यक् वर्तते आगच्छन्तु भवतां स्वागतमस्ति धन्यवादः ओं नमस्ते